मम इष्टतमं तरणस्थानमेकमस्ति मम गृहे मम गृहस्य समीपे तत्र अहं गच्छामि किमर्थं गच्छामि इति चेत् तत्र

तरङ्गाः आगच्छन्ति बहु वेगेन तरङ्गाः आगच्छन्ति कथम् आगच्छन्ति नाम यदि तरङ्गाः आगच्छन्ति तदा तत्र भवामि चेत् ते तरङ्गाः माम् उत्थाय क्षिपन्ति तादृशाः तरङ्गाः तत्र आसन् तद् दृष्ट्वा तथा तत्र अनुभवं प्राप्तुम् अहं बहु वारं तत्र गतवान् गच्छामि किमर्थम् इति चेत् तत्र तरणस्थानं वर्तते तत्र मम सहोदराः आगच्छन्ति बान्धवाः आगच्छन्ति अहं गच्छामि मम सकाशे शुनकः अस्ति तदपि अहं नयामि तत्र गत्वा अहं किञ्चित् पठनाभ्यासं करोमि अनन्तरं स्नानं कृत्वा किञ्चित् लेखनम् इत्यादिकं लिखित्वा अहम् पुनः गृहं प्रति आगच्छामि अहं गृहं यदा आगच्छामि तदा तस्य विषये तत्र वदामि किं जातं समुद्रे तत्र तः किं जातं तत्र किमपि विशेषः आसीत् वा इति इत्यादिकम् विषयान् बहु चिन्तयामि अपि च पुनः तत्र ये गच्छन्ति तानपि प्रेरणां ददामि इत्युक्त्वा विरमामि